फ़िक्ष्नल् बुक्स् सर्वाणि अपि सम्यक् भवन्ति इति नास्ति यतो हि फ़िक्ष्नल् बुक् मध्ये लेखकाः स्वकल्पितकथां निरूपयन्ति परं तत्र निरूपिताः सर्वे अपि विषयाः ऐतिहासिकाः ऐतिहासिकः वा निजघटनाः वा न भविष्यन्ति अतः कदाचित् फ़िक्ष्नल् बुक् पठनीयम् इति न भासते मह्यम्